अस्माकं ग्रामे तावत् गिरिजनानां कलाप्रकारः नाम तेषां गानम् एवं नृत्यञ्च बहु प्रसिद्धमस्ति प्रसिद्धो वर्तते यथा सिद्धिजनाङ्गम् इति गिरिजनाः भवन्ति तत्र तेषां कोङ्कणी मध्ये प्रायः नाम हि हिन्दी अपि किञ्चित् मिश्रणं भवति तत्र कोङ्कणीभाषायां भवति तेषां गानम् एवं नृत्यञ्च गानं तु बहु सुमधुरं भवति अस्माकं ग्रामे तावत् एवं किमपि तेषां अधिकं किमपि अस्ति चेत् नाम यथा पर्वान् पर्वान् आचर्यन्ते तथैव तेषामपि भवन्ति तथा ते तत्र नृत्यं कुर्वन्ति गानं कुर्वन्ति तथा एजाय्मेण्ट् बहु भवति तत्र तथा एवञ्च तेषां वस्त्राण्यपि अन्यथा अन्यथा एव भवति नाम अस्माकं यथा भवति तथा तु न भवत्येव यतः ते नाम तत्रत्यः एव न नाम

माडन् जायमानमस्ति यतः किमपि त्यक्तव्यम् इति तेन चिन्तयन्ति यतः तेषां अधिकारः अस्ति एवम् अग्रे अपि भवतु इति आशयोऽपि स्यात् अतः ते आचरन्ति तदेव सुष्ठु विचारः भवति एवं गानं तु बहु समीचीनं भवति ते यदि वृष्टिः नागच्छति तदानीमपि गानं कृत्वा आगच्छतु इति इत्यादिकम् इत्यादिकरीत्या इत्यादिरीत्या वदन्ति अतः तेषां गानं तु सुष्ठु भवति इति श्रुतं मया